सर्वेभ्यः नमस्काराः अहं श्रीनाथः पि के केरळेषु एर्णाकुलं जिल्लायां परवूर् नगर्यां वसामि अहमत्र ग्रोस्रीपुरेषु त्रिपुणितरासु सर्वकारीयसंस्कृतमहाविद्यालये व्याकरणविरुदानन्दविररुदछात्रः अस्मि अहम् अद्य किञ्चित् सहृदयविषयमधिकृत्य यथा मतिः वदामि भारतीयशास्त्रीयनृत्ता नृत्यानां प्रकाराः के तद्विषये यथामतिः वदामि अत्र विषये नृत्यं नृत्यशब्दम् अस्ति नृति गात्रविक्षेपे इति धातोः भवति नर्तनशब्दस्य मूलरूपं वर्तते अस्य विषयस्य प्राधान्यं सर्वे जानन्ति निर् नृत्यं नाम केवलं गात्रविक्षेपं नास्ति तेषु अनेकानि घटकानि सन्ति नृत्तविषये वयं तत्र आदौ ज्ञातव्यं भारतीयनृत्तेषु शाखाः सन्ति तत्र भारतीयनृत्तेषु मोहिनी आट्टं कथगळि कुच्चिपुडि इत्यादयः ते नर्तने नर्तने रसानां प्रसक्तिरस्ति नवरसस्य प्रा नवरसानां प्राधान्यम् अत्यन्तापेक्षितमस्ति अङ्गचालनस्य प्राधान्यमत्यन्तापेक्षितमस्ति तालस्य अपि प्राधान्यम् अत्यन्तापेक्षिता अस्ति अत्र अत्र भारः भरतनाट्यशास्त्रे नृत्तविषयमधिकृत्य सम्यक् आचार्याः अधिगतया वदन्ति कथं नृत्तं नृत्तन्नाम का इत्यादिविषयाः नृत्तावसरे सङ्गीतं नाम का इति इति विषये तत्र नृत्तस्य सङ्गीतस्य सर्वे सर्वेषां सर्वेषां सम्मेलनं रसस्य प्राधान्यं सर्वेषां सम्मेलनेन रसस्य प्राधान्यं वर्तते

नृत्ते अत्र अत्र केरळेषु प्रसिद्धं नाडगरूपेण नाटकसहितनृत्तरूपं भवति कधगळी नाम अत्र कथगळ्यां भावरसतालाः गात्रविक्षेपस्य नृत्तस्य प्राधान्यं वर्तते तत्र पुराणे पुराणतः स्वीकृतं कथायाः आध कथायां कथामाधारीकृत्य करोति नटनं कलाकारैः एवं रीत्या अनेकैः संस्थानैः भारतीये भारतीयाः नृत्तस्य वैचित्र्यरूपेण अभ्यासं कुर्वन्ति नृत्तं नाम केवलं नाट्यरूपम् एव नास्ति तद् अस्माकम् आरोग्यवर्धनाय उपकारं कुर्वन्ति मनोन्मेषम् आगच्छति तेन बुद्धिशक्तिः नेत्रशक्तिः च तस्माद् लप्स्यते आकारसौष्ठवं जायते पेशीबलं वर्धते देशीबलं वर्तते इत्यादयः नृत्तेषु अति नृत्यादयः नृत्तं नृत्ततः लप्स्यन्ते एतद् नृत्तं जीवितं विजयस्य आधारं भवति एतदुक्त्वा अहं विरमितुम् इच्छामि